सामान्यतः विद्यालये यदि पश्यामः तर्हि अनुशासनस्य न्यूनता दृश्यते कदाचित् मीडिया इति प्रयोगः भवतु वा अस्माकं शिक्षकानां न्यूनता वक्तुं शक्यते अतः शिक्षणम् आधरयुक्तं भवेत् तदर्थम् अस्माभिः प्रयत्नः कर्तव्यः तेषां विषये पाठ्यक्रमे तस्य यदि अन्तर्भावः भवति तेन अस्माकं भविष्यत्कालः उत्तमः भवेत् तदर्थं छात्राः आधरयुक्ताः भवन्तु तेन अध्ययनम् उत्तमं भवेत् शिक्षकः केवलं धनं लभते अतः विद्यालयं न गच्छेयुः पाठनम् अस्माकं कार्यम् इति मत्वा अस्माभिः अस्माभिः गन्तव्यं तद्वदन्ति खलु पाठेम संस्कृतं जगति सर्वमानवा अतः आरम्भस्थानं अस्माकं विद्यालय एव भवतु अतः अस्माभिः शिक्षकैः तत्र अधिकमवधानं दत्वा छात्रः आधरयुक्तः कथं भवेयुः तदर्थं प्रयत्नः कर्तव्यः धन्यवादः